इदानीं तावत् ग्रामीणसमुदायस्य युवानः कृषिं जीविका जीविकास्थानत्वेनैव पश्यन्ति किमर्थं नाम तेषां निकटे जीवनार्थं तावद् मौल्यम् अथवा धनम् इत्यादिकं न भवति अतः किं कुर्वन्ति तत्र एवं दृष्टिरस्ति सर्वेषां कृषिद्वारा सम्यक्तया अर्जनं कर्तुं शक्यते इति इति कृत्वा ते सर्वे कृषिकार्यार्थमागच्छन्ति नाम तत्र यद् सम्यक् धान्यं फलम् इत्यादिकं यच्चन्ति तादृशेन एव ते सम्यक्तया अर्जनं कुर्वन्ति इति इदानीं सर्वत्र नास्ति किन्तु क्वचित् प्रदेशेषु तथा दृश्यते नाम कृषिः एव आधारीकृत्य तत्र जीवनं कुर्वन्ति तत्रैव आधिक्येन जीवनं यापयन्ति इति जातं ये इदानीं कृषिम् अग्रे कर्तुम् इच्छन्ति कृषिम् अग्रे कर्तुमिच्छन्ति ते तु आदौ तस्य विषये सम्यक् ज्ञानं प्राप्य हा प्राप्य अनन्तरं कृषिक्षेत्रादिकं तेषां कृते समीचीनं नाम यत्र निकटे जलम् इत्यादि भवेत् तथा स्थानम् आदौ स्वीकुर्युः अनन्तरं कृषिः ये सम्यक् जानन्ति तेषां सकाशात् ये युवानः युवानः ते तद् तदपेक्षितज्ञानाम् आदौ सम्यक्तया प्राप्य प्राप्य अनन्तरं कृषिक्षेत्रं प्रविश्य अनन्तरं तत्रा यद् सम्यक्तया फलम् आगच्छति तादृशसस्यानां स्थापनम् अनन्तरं यत्र विक्रयणं कुर्वन्ति तत्र अधिकमौल्यं किम् अस्ति इति ज्ञात्वा तदेव आधिक्येन वर्धनम् इत्यादिकार्यं कुर्वन्ति चेत् सम्यक् तेषाम् आनुकूल्यं भवति